भारते शिक्षणव्यवस्था बहु उत्तमा अस्ति अन्यैः देशैः तुलनया वक्तव्यं चेत् अत्र भारतीयसंस्कृतिः सर्वत्र प्रसिद्ध एव तर्हि संस्कृतिदृष्ट्या तत्र पाठनं किम् अधिकं महत्वपूर्णतया अवलम्बनं तस्य भवति तत्र शिक्षणे अनन्तरं ये केपि मूलं ब बहूनि बहुक्षेत्रेषु बहुषु क्षेत्रेषु ये केपि मूलज्ञानं भवति तेषां सर्वेषाम् अत्र मूलं भारती भारते प्राप्स्यते प्राप्यते अतः यथा योगसूत्रं योगासनानां मूलम् अनन्तरं फिलोसोफि दर्शनशास्त्र तस्य मूलम् अनन्तरं व्याकरणस्य पाणिनी आचार्य भारते एव अभवत् तर्हि एतादृशाणां शास्त्राणां मूलम् अत्र भारते भारतस्य शिक्षणव्यवस्थायामेव भवति अतः तथा संस्कृतं सांस्कृतिकक्षेत्रे अपि अत्र बहु किं अग्रे गतवन्तः वयं तर्हि तत्रापि संस्कृतिं भिन्नभिन्नप्रदेशेषु यस्य यस्य चिन्तयतु नृत्तस्य नृत्यस्य विषये प्रदेशेषु भिन्न भिन्ने भिन्नभिन्न नृत्याः सन्ति भिन्नभिन्नप्रदेशेषु तस्य ततः तत्र या या संस्कृतिः अस्ति भारतीयसंस्कृतिः एव बेस् तत्र अस्ति तस्य बेस् स्वीकृत्य एव तत्र शिक्षणं प्रचलति तर्हि कथनस्य आशयः यत् भारतीयसंस्कृतिः एव अत्र महत्वपूर्णा अनन्तरं बहवः शास्त्राणि अत्र पूर्वम् एव प्रचलिताः सन्ति एतदेव वक्तुम् इच्छामि पर्याप्तम्